भारते मम इष्टतमं राज्यं कर्नाटकम् इति किमर्थमिति कर्नाटकं नाम तत्रापि बङ्ग्लुरम् इति उत्तममेकं नगरं बहु सुन्दरं

पालयन्ति

तत्र इड्ली इति उत्तमं लभ्यते नाम इड्लि इति मम प्रियं पदार्थम् अतः वक्तुमिच्छामि तत्रापि उत्तमानि नगराणि सन्ति सर्वत्र अटनमिति उत्तमम् अतः कर्नाटकम् अहं वारं वारं गन्तुमिच्छामि तत्रपि अक्षरम् इति एकं पवित्रं स्थानम् अस्माकं कृते अक्षरं सर्वेषां कृते पवित्रं स्थानं भवतु इत्यपि मनसि मम इच्छा अस्ति वारं वारं गन्तुं तत्र मनः भवति